मया जनानां पुरतः गायनकाले भयं प्राप्तः कथमित्युक्ते अहं तु आहत्य षड् वर्षात् पूर्वं शालां प्रति प्रवेशं प्राप्तवान् आसीत् तस्मिन् सन्दर्भे तत्र त्रयोदशी पूजा इत्याख्यप्रदोषपूजा प्रारब्धा असीत् तत्र मम विलासः तथा मम परिचयं कर्तुम् अहं तु सभां प्रति आगतवान् आसीत् तत्र किं जातमित्युक्ते अहं तु सङ्गीतमध्ये उत्सुकः सर्वदापि उत्सुकः आसक्तः आसीत् तस्मिन् दिने अहं तु काणदकडलिगे इत्याख्य कन्नडभाषायाः पद्यं प्रारब्धः मया तत्र किं जातमित्युक्ते पद्यस्य प्रारम्भः मन्द्रेण कर्तव्यमासीत् अहं तु मन्द मन्द्रपद्यस्य तीव्ररूपेण प्रारम्भं मया कृतं तदेव जनानां मनसि हासः जातः अनेन मया भयम् अनुभूतः